भारतदेशे अहं महाराष्ट्रराज्ये वसामि न दक्षिणभारतीयः न उत्तरभारतीयः अहं तु भारतं राज्यं भारतदेशस्य मध्ये वसामि मध्यभागे वसामि तर्हि अस्माकं प्रदेशे विविधे विविधाः प्रकारकाः खाद्यपदार्थाः वर्तन्ते ते तेषु सर्वप्रकारकेषु खाद्यप्र खाद्यपदार्थेषु अस्माकं सुप्रसिद्धः खाद्यपदार्थः अस्ति पूरण्पूलि अहं तु न पक्तुं श् समर्थः तर्हि मम प माता पाचयति अनन्तरम् अहं यद् छैयनीज़् पदार्थाः वगेरे पदार्थाः यत् सन्ति म्यागी पास्ता इथि पदार्थाः पाचयितुं समर्थः तत् म मया मह्यं रोचते अपि अहं तदेव पाचयामि